आम् एस् एस् टीचर् कथयन्तु ओ एवं वा आ कथयन्तु किं किमपि अभवद्वा मम पुत्रस्य कृते अथवा किमपि सः कृतवान् वा हा आ कथयन्तु कथयन्तु ओ आमाम् ओ एवं वा

ओ सत्यं सत्यं सः सम्यगेव पठति किमभवत् अधुना अत्र कदाचित् सः अधुना किमपि वयं पृच्छामः चेत् अहं विस्मरामि मम विस्मरणं अहं नाम अधुना सम्यग्तया न स्मरामि इति सः कथयति किमर्थमेवम् हा ओ एक्ट्रा क्लास् वा

ओ एवं वा तर्हि एतदर्थमपि धनं पृथक्तया स्वीकुर्वन्ति वा आ आ तर्हि वयं प्रेषयामः चिन्ता एव नास्ति ओ एवं वा अस्तु स्वीकुर्वन्तु अस्तु तर्हि वयम् एकवारं पश्यामः एकमासं यावत्तु वयं पश्यामः यदि विषयेषु उन्नयनं न भवति चेत् वयं स्कूल् परिवर्तयामः न प्रातः आरभ्य सायं पर्यन्तं भवन्तः पाठयन्तः सन्ति तर्हि सः अधुना तस्य अङ्काः सम्यक्तया नागताः इति भवद्भिः एव सूचितं पुनः अङ्काः न सूचितवन्तः भवन्तः अनन्तरं पुनः कथयन्ति एक्श्ट्रा क्लासस् स्वीकुर्मः इति पुनः अनन्तरमपि नागच्छन्ति चेत् पुनः एक्श्ट्रा क्लासस् स्थापयन्ति चेत् कदा सः निद्राति कदा कदा सः क्रीडति पुनः कदा सः तस्य किं कोकरिक्युलर् आक्टिविटीस् वर्धनं भवति अतः इतः पूर्वं भवन्तः उक्तवन्तः सम्यगेव अस्ति इति पुनः अधुना यदि आ स्कूल् परिवर्तनं यदा वयम् उक्तवन्तः तस्मिन् समये भवन्तः ताडयन्ति आ कूर्दनादिकं करोति इति कथयन्ति तर्हि तर्हि स्पष्टता नास्ति भवतां तर्हि अहम् आगत्य एकवारं भवतां प्रांशुपालम् अहं मिलामि यदि अपेक्षते चेदेव अहं प्रेषयामि मम पुत्रं नास्ति चेत् न प्रेषयामि एव अस्तु अस्तु तर्हि प्रेषयामि अस्तु धन्यवादाः